अस्माभिः अत्र आम्र वृक्षाः पुनश्च बहुबीजफलस्य वृक्षाः एवम् अत्र वर्धिताः अतः पुनश्च एवं लतासु एवं विशेषो न वृक्षे एव अस्माकम् अधिकं तात्पर्यं वर्तते एवं किञ्चित् छायावृक्षा अपि वर्धिताः छायावृक्षाणि समीचिनानि अस्माकम् अत्र परिसरस्य एवं शोभां वर्धयन्ति तथा च वातावरणं किञ्चित् सरलं कुर्वन्ति पुनः लघुलघुपापादपानि एवम् अन्तः कोष् प्रकोष्ठेषु स्थापितुम् अपि एवं लघुलघुपादपानि स्थापितानि सन्ति